अहं पशुभ्यः अस्माकं क्षेत्रं रक्षामि अस्माकं क्षेत्रं प्रति गवयः आगच्छन्ति एव ते सस्यस्य उपरि भागं खादन् खादन्ति तता तत्र धावनादिकं कृत्वा सस्यानि नाशयन्ति एव अनन्तरं वनशूकराः अपि आगच्छन्ति ते आगत्य सस्यं खादन्ति तत्रैव निद्रान्ति तेन कारणेन सस्यस्य हानिः भवति अनन्तरम् केचन ग्रामीणपशवः अपि आयन्ति ते सस्यस्य उपरि भागं अथवा फलानि वा खादित्वा गच्छन्ति अनन्तरं मूषकाः मूषकाः किं कुर्वन्ति नाम श्श् सस्यस्य मूलाधिकं खा खादन्ति तेन सस्यस्य नाशः भवत्येव अनन्तरं कीटाः कीटाः किं कुर्वन्ति नाम सस्यस्य पर्णं खादन्ति तेन सम्पूर्ण सस्यस्य नाशः भवति